मम क्षेत्रे प्राकृतिकसम्पन्मूलाः बहवः न सन्ति किन्तु तत्र औषधमूलवृक्षाः सन्ति तेषाम् उपयोगेन बहुविधरोगाणां विमुक्तिः भवति अनन्तरम् इदानीं तत्र किम् एकं रीसर्च् प्रचलति यत् अत्र खनिजं अयसः उपलब्धेः निमित्तं एवं शास्त्रज्ञाः आगत्य अत्र मृत्तिकायाः परीक्षणं कुर्वन्ति एतत् कार्यं बहुभ्यः वर्षेभ्यः प्रचलति किन्तु कदा एतस्य फलं वयम् अनुभवामः इति न जानीमः पुनः अत्र बहुविधवृक्षाः सन्ति तैलं निष्कासयितुं पाम् आयिल् वृक्षाः वयमेव तत्र वर्धयामः गावः सन्ति गवां मलमूत्रेण तत्र किं मृत्तिकायाः संरक्षणं वर्धयितुं शक्नुमः तदपि अन्येभ्यः कृषिके कृषकेभ्यः दातुं वयं तत्र किञ्चित् मूल्येन दत्वा ततः अपि वयं फलं प्राप्नुमः जलमपि प्राप्यते पर्वतस्य समीपे अस्माकं क्षेत्रमस्ति इति कारणतः एवं किञ्चित् फलं प्राकृतिकसम्पद् अस्माकं क्षेत्रे अस्ति